शारीरिकदार्ढ्यं निर्वोढुम् अहं प्रातः पञ्चवादने उत्थानं करोमि उत्थाय नियमेन व्यायामादिकं सम्पादयामि योगासनं च करोमि अनन्तरं सम्यक् अल्पाहारं स्वीकरोमि अल्पाहारे अहं जीवितम् अन्नमेव स्वीकरोमि बाह्यात् किमपि न खादामि सर्वविधं भोजनं मया गृहे एव निर्मीयते अहं कदापि विरुद्धम् आहारं न स्वीकरोमि सर्वदा पथ्यमेव आचरामि कुत्रचित् गन्तव्यं चेत् पादाभ्यां गमनमेव वरं भवति इति चिन्तयामि अतः अहं पादाभ्यामेव गच्छामि अहं सर्वैस्सह आनन्देन भवामि कदापि चिन्तां न करोमि